भारतस्य आरोग्यव्यवस्था विषयं वदति चेत् इदानीं किञ्चित् कष्टमस्ति इति वक्तव्यं कारणम् औषधालयः सर्वत्र न लभ्यते जनानां जनाः जनाः शरीररक्षा न कुर्वन्ति ते सम्यक् भोजनं न कुर्वन्ति ते ते व्यायामं न कुर्वन्ति तादृशी एका व्यवस्था अस्ति किन्तु केन्सर् केन्सर् तदा तादृशः रोगाः नूतननूतनरोगाः आगच्छन्ति इदानीं कोरोना समये सर्वे बहु कष्टम् अनुभूतवन्तः बहु कष्टं अनुभूतवन्तः वर्षद्वयं सर्वे अपि किमपि न कृत्वा सर्वैः किमपि न कर्तुं श न शक्यते किमपि न कर्तुं शक्यते केरले अपि केरले भारते अपि बहु आतुरालयानाम् आतुरलाय आतुरः आलयम् आह आव आवश्यकता अस्ति ततःपूर्वं जनानां बोधनम् तादृश जनानां बोधनं दातव्यं तत् तेषाम् आरोग्यं कथं सम्यक् कं करणीयं किं किं भोजनं खादनीयं किं किं व्यायामं करणीयं कदा निद्रां करणीयम् कः स कीदृश समयः निद्रां करोतु सर्वं तेषाम् एकं तेषां पा पाठनीयं करोति चेत् व्यवस्था सर्वें करोति कुर्वन्ति चेत् एतत् उत्तमं भवति